नमस्ते अहम् अस्मिन् भोजनालये प्रथमवारम् आगतवान् अस्मि श्रुतवान् च अत्र दक्षिणभारतदेशीयभोजनं बहु स्वादिष्टं भवति इति अतः मम अन्नम् आलुकस्य व्यञ्जनं द्विदलं रोटिकाद्वयम् आम्रोपदंशः क्वथितं पर्पटः पायसं च आवश्यकम् तत् सर्वस्य आनयनात् पूर्वम् एकं चायम् आवश्यकम् अन्ते तु द्राक्षफलरसम् आवश्यकम् शृणोतु चाये फलरसे च शर्करां किञ्चित् न्यूनीकुर्वन्तु अन्यत्र सर्वत्र च लवणं मास्तु एतत् सर्वं किञ्चित् शीघ्रम् आनयतु भोः